मम गृहे अवन् फ़्रिज् मिक्सि ग्रैण्डर् इत्यादि सर्वाणि विद्युत् उपकरणानि सन्ति परन्तु यदा ये ये ये एतानि सर्वाणि न लभ्यन्ते तदा वयम् अस्माकम् ट्रेडिश्नल् उपकरणानीति वदामः खलु यत् मेक्यानिकल् न मेक्यानिकलिस् इति नास्ति म्यानुयल् इति वक्तुं शक्यते तस्य उपयोगेन वयं ग्रैण्ड् इत्यादि विषयाः कुर्वन्तः स्मः तद्दिने अस्माकम् अस्माकं देहः आरोग्यम् विद्युत् उपकरणानां विना सम्यक् आसीत् इति इति चिन्तने द्वितीयं द्वितीयं नास्ति अनन्तरं तत्र अस्माकम् व्यायामः अपि तत्र अस्ति अनन्तरं स्वादः रुचिः इति रीत्या अपि भोजनमध्ये अधिकम् आसीत् प्राचीनदिने यदा विद्युत् उपकरणानि नास्ति न सन्ति तद् तद्दिने एवम् आसीत् इति मम चिन्तनम्